मम चालकः कुत्र अस्ति अन्यत्र गन्तव्यं कार् यानेन सः नास्ति दूरवाणीम् अपि न उत्थापयति किं करोमि अहं ट्रावेल् एजन्सि कृते कल् कृत्वा एकवारं सूचयामि बहुवारं कल् कृतवान् स न उत्थापयति एव